नमस्कारः सांस्कृतिकक्रीडाः अस्माकं प्रदेशे बहवस्सन्ति तत्र श्रीरामनवमी कार्यक्रमः बहुत्र चलति तत् श्रीरामनवमी कार्यक्रमः अनन्तरं श्रीकृष्णजन्मास्टमी कार्यक्रमः तदपि एतत्तु श्रीरामनवमी इत्युक्ते यत् या तत्र देवालयेषु भवति किन्तु कृष्णाष्टमी कार्यक्रमः तु तत्र वीथी वीथ्यां चलति तत्र सर्वे अपि आनन्देन तत्र आगच्छन्ति क्रीडन्ति सन्तोषं प्राप्नुवन्ति तत्र अस्माकं प्रदेशे अपि तत् सम्यक् का कारयन्ति सर्वे अपि इतःपूर्वं मम बाल्यकाले अधिकाः न क्रीडन्ति स्म इदानीं बहुत्र ग्रामेषु सर्वत्रापि एतत् चलति अनन्तरमपि इदानीं रङ्गवल्ली कार्यक्रमाः अपि बहुत्र चलन्ति मकरसङ्क्रान्तिपर्वदिने दि दिनसमये तत्र अहमपि रङ्गवल्ली कार्यक्रमाः कार्यक्रमं चालयामि तत्र ग्रामे सर्वे छात्राः महिलाः आगत्य तत्र भागं स्वीकुर्वन्ति ते तेषां कृते किमपि धनं वा इत्यादि किमपि दत्वा ददाति चेत् ते सन्तोषं प्राप्नुवन्ति एतत् उत्तमविषय अस्ति